मम प्रदेशे अहं तु भाग्यनगरे वसामि मम प्रदेशे तु नैके पर्यटनस्थानानि वर्तन्ते तेषु मध्ये भाग्यनगरस्य प्राचीनः मुस्लिम् समुदायस्य नैके भवनं नैके भवनानि सन्ति तत् त्यक्त्वा वक्तुं तत् त्यक्त्वा वक्तव्यश्चेत् मम प्रदेशे इदानीं रामानुजाचार्यैः स्टाचू ओफ़् ईक्वालिटी इति एकं बहू पर्यटनावश्यकं पर्यटनं पर्यटने पर्यटनकार्येभ्यः बहु सन्तोषप्राप्नोवद्यः कथा यथा स्यात् तथा एकं भवनं निर्मितवन्तः तत्तु सर्वेषां भारतीयानां ऐक्यं प्रचारयितुं प्रचारयितुं शक्यं प्रचा प्रच् ऐक्यस्य प्रचारं कर्तुं शक्यते तद्वत् तस्मात् अस्मिन् प्रदेशे तत् तेषां एतत् एतादृशम् ऐक्यविषये प्रचारात् तत्र पर्यटनं वर्धयितुं शक्यते